प्राच्यशैक्षिकचिन्तकाः पाश्चात्यशैक्षिकचिन्तकाः इति तत्र द्विधा विभक्तुं शक्यते तत्र भारतीयदार्शनिकाः प्राच्यशैक्षकचिन्तकाः भवन्ति पाश्चात्यशैक्षिकचिन्तकाः प्लेटो अरिस्टाटल् रीझो मरिया मान्टसरि प्रभृतयः पाश्चात्यशैक्षिकचिन्तकरूपेण अत्र व्यवह्रियते तत्र आद्यः भगवत् शङ्करः प्राच्यशैक्षकचिन्तकाः रूपेण व्यवहरतिस्म तैः तत्र शिक्षादर्शनम् इति प्रवर्तितं वर्तते शिक्षादर्शनं नाम तत्र शैक्षिकतत्वानि अन्तर्भवन्ति शैक्षिकतत्वेषु शिक्षकः कः छात्रः कः पाठ्यक्रमः कः अनुशाशनं किं एते अंशाः तत्र शैक्षिकतत्वेषु अन्तर्भवन्ति विशिष्य एकमेव अद्वितीयं ब्रह्म नेह नानास्ति किञ्चन इति सूत्रं प्रधानरूपेण स्वीकर्तुं शक्यते भगवत्शङ्कराचार्येण प्रतिपादित विभिन्न उपनिषत्सु ये प्रधानेन अन्तर्भवन्ति तथा तत्र शिक्षाक्षेत्रेऽपि छात्रस्य कृते किम् आवश्यकम् इति तत्वरूपेण अत्र प्रतिपादितत्वानि बहूणि अपि वर्तन्ते एव अहं ब्रह्मास्मि इत्यपि तत्वमसि इत्यादिशिक्षासिद्धान्तरूपेण एते प्रतिपादितवन्तः विशिष्य तेषां मुदा एकाग्रता विषये तेषां चिन्तनम् अभवत् शिष्यानां एकाग्रया आवश्यकी ज्ञानसम्पादने एवमेव ध्यानमपि परमावश्यकं भवति इति एते प्रतिपादितवन्तः एवं भगवद्रामानुजः अपि शैक्षिकतत्वानि प्रतिपादितानि तत्र भगवान् नारायणः एव सर्वेषामपि भगवान् भवति इति जनसाधारणेषु अपि तैः उद्घोषितं वर्तते अतः जनसाधारणेषु अन्तर्भावितत्वं भवति एकः एव ब्रह्मा एकः भगवान् विष्णुः इति विष्णुतत्वं सः प्रतिपादितवान् भगवान् रामानुजः एवं पाश्चात्तिकशैक्षिकचिन्तकरूपेण रूझो इति महोदयः प्रवर्तते स्म तस्य विचारे तत्र यता कक्ष्याव्यवहारः शालासु भवन्ति तदपेक्षया सः साक्षात् प्रत्यक्षरूपेण यानि तत्वानि वयं पश्यामः बहिः नाम पञ्चभूतानि यथा सूर्यः उदेति सूर्यः अस्तमेति एवम् आकाशः शाक्षात् वयं प्रत्यक्षरूपेण पश्यामः एवं भूमिः साक्षात्रूपेण पश्यामः एवं वृक्षाः प्रत्यक्षरूपेण पश्यामः अतः प्रत्यक्षसिद्धान्तरूपेण स प्रत्यक्षतत्वानि एव शैक्षिकतत्वानि रूपेण सः स्वीकृतवान् किमर्थं नाम एवं कक्ष्यायाम् उपविश्य अत्र पठनपाठनव्यवस्था आवश्यकं वा भूमिः कः भूमिः तत्र भ्रमति भ्रमणसमये किं भवति कति किलोमिटर् परिमितं भ्रमति एतादृश अंशः तत्र कक्षायाम् उपविश्य एव वयं अधिगच्छामः वा बहिः न प्राप्नुमः इति तस्य विशिष्टरूपेण तस्य विचारः आसीत् इति कारणार्थं प्रत्यक्षरूपेण यत् दृश्यते दृश्यमाने प्रपञ्चे सर्वं तदेव तेन शिक्षातत्वरूपेण स्वीकृतं वर्तते एवमेव सः अनुकूल व्यवहारः प्रतिकूलव्यवहारः इति व्यवहारद्वयमपि एतान् उद्दिश्य एव सः स्वीकृतवान् नाम कक्ष्याव्यवहाररूपेण तत्किं भवति तत्प्रतिकूलव्यवहारः यत् साक्षात् वयं दृष्ट्वा यत् अधिगच्छामहे ज्ञानं प्राप्नुमः तदेव तत्र अनुकूलव्यवहारः इति प्रतिकूलव्यवहाररूपेण सः सिद्धान्तं प्रतिपादितवान् अस्ति एवमेव स्त्रीशिक्षा अनावश्यकी इत्यपि तस्य विचारः प्रधानरूपेण भवति स्म स्त्रियः भवन्ति केवलं पाकव्यवहारे भवति चेत् तदेव अलम् इति तस्य उद्देश्यं भवति स्म परन्तु तदपेक्षया विवेकानन्दः अपि पाश्चात्य तत्र प्रदेशेषु अपि सः अटितवान् भवति अतः पाश्चात्यान् दृष्ट्वा विवेकानन्दः अत्र प्राच्यशिक्षात तत्वे तत्र स्त्रीणामपि शिक्षा परमावश्यकी इति सः उद्घोषितवान् अतः किमर्थं नाम तत्र बह्व्यः स्त्रियः पाश्चात्यदेशेषु बहिः अपि शिक्षा प्रपञ्चेपि ते प्रधानरूपेण व्यवहरन्ति बहुषु पदवीषु इति कारणार्थं भारतदेशेऽपि पाठ्यक्रमरूपेण तत्र स्त्रीणामपि समाणशिक्षाव्यवहारः कल्पनीयः इति सः आनीतत्वं तत्र प्रशंसार्हतां याति इत्यत्र नास्ति लेशमात्रं संशयस्य अतः वैदिककाले अपि स्त्रीणां शिक्षाव्यवहारः आसीत् आधुनिककाले अपि महमदीयसिक्षाव्यवस्थायां केवलं प्रारम्भिकशिक्षापर्यन्तमेव स्त्रीणां शिक्षा पर्याप्तरूपेण ते विचार्यन्ते स्म ये राण्यः भवन्ति क्वीन् इति वदामः ते उच्चशिक्षां प्राप्नुवत्यः गृहे उपविश्य अतः गाझी इति महमदीयभाषायां गाझी नाम गुरुः अतः गाझी तत्र तासां क्वीन् गृहेसु गत्वा पाठ्यन्ते स्म अतः एवम् उच्चशिक्षां तत्र राण्यः अपि प्राप्नुवन्ति स्म विदुषीरूपेण व्यवहरन्ति स्म अतः शिक्षां प्राप्य एवं प्राच्यकालेऽपि गार्गी एवं आत्रेयी प्रभृतयः प्रभृतयः अपि तत्र सिक्षां प्राप्नुवत्यः आसन् ये ते एतत् सर्वमपि दृष्टान्तरूपेण स्वीकृत्य आधुनिककाले जीवनपोषणं परमावश्यकं भवति पूर्वकाले जीवनपोषणार्थं केवलं कृषीवररूपेण तत्र किमपि व्यावसायिकक्षेत्रे किञ्चित् किमपि अन्नक्षेत्रमासीत् तदेव तत्र आनीय पुत्रपौत्रादिषु तत् दीयन्ते स्म तत् नालं बवति उदरपोषणमपि परमावश्यकं अतः आधुनिककाले कृष्यक्षेत्रापेक्षया जीवनपाफल्यार्थम् उदरपोषणार्थम् तत्र शिक्षा परमावश्यकी एवं स्त्रीणामपि शिक्षा किमर्थं आवश्यकं नाम कालानुगुणम् आधुनिककालानुगुणम् आधुनिकसौविध्यानुगुणं बालानामपि सम्यक् शिक्षा प्राप्तव्या नाम तत्र शुल्कदानं प्रधानेन भवति अधिकशुल्कदानरूपेणापि भवति एतन्निमित्तं वुमेन् एम्पवर्मेन्ट् तः तत्र स्त्रियः अपि बह्व्यः अध्यापिकारूपेण चिकित्सकारूपेण सर्वत्रापि क्षेत्रेषु स्त्रियः अपि भागं गृहीत्वा तेषां पुत्रपौत्रानपि पाठयति एवं सामाजिकरूपेण अपि विकासं कुर्वन्ति कारयन्ति एतन्निमित्तं तत्र शिक्षादर्शनेषु बहून् अंशान् प्राच्यशिक्षासिद्धान्ततः पाश्चात्यशिक्षासिद्धान्ततः प्राच्य प्राच्यशैक्षिकचिन्तकेभ्यः पाश्चात्यशैक्षिकचिन्तकेभ्यः अपि वयं स्वीकृत्य तत्र तदनुगुणं सत्फलं प्राप्तुं शक्नुमः